उच्चशिक्षायाः महाविद्यालयस्य च कृते छात्राः जे एन् यु इत्युक्ते जहवर्लाल्नेहरू युनिवर्सिटि तथा डि यु इत्युक्ते दिल्लि युनिवर्सिटि इत्यादि गन्तुम् इच्छन्ति तत्र प्राधान्यं त ते एम् बि ए बि बि एस् एम् एस् सि इत्यस् इत्यादि चिन्वन्ति